मलयालभाषायां प्रमुखः गायकः भवति एसुदासः सः गानगन्धर्वः इति नाम्ना विख्यातः भवति मलयाळचलनचित्रमाध्यमे न सा सः तु विविधभाषासु गानं गायन्ति विविधभाषासु तेन गायनं कृतमस्ति सहस्र अधिकानि गानानि समाप्तम् इति वदन्ति मह्यमपि तस्य गायनं श्रोतुं कथं श्रोतुं साक्षात् श्रोतुम् अवसरः प्राप्तवती सः अनुभवः अतीव हृद्यमासीत् यथार्ततः गानगन्धर्वः एव सर्वे श्रोताराः तस्य गानमाधुर्यां लीनाः आसन् सः मलयालभाषायां केचन गानानि अगायत् हिन्दीभाषा तमिलभाषा इत्यादि भाषायामपि तस्य गानानि अभवत् श्रोताराः विस्मयचित्ताः गानं श्रुत्वा लीनाः इहलोहवासं वि विहाय कुत्रापि गतः इति द्रष्टुम् अवसरः लब्धः पुनरपि एकवारं तस्य गानं श्रोतुम् इच्छा अस्ति अनन्तरं बाबुराज् मास्टर् इति महाशयः अस्ति बाबिक्का इति नाम्नाभिः सः प्रसिद्धः प्रथितः अथवा प्रसिद्धः भवति तस्य गानम् द्वनिमुद्रिकायां श्रुतमस्ति मया किन्तु साक्षात् तस्य गीतं श्रोतव्यम् इति बहु इच्छा अस्ति मम अवसरः परमेश्वरः ददातु इति प्रार्थयामि